मया कूलर् कृतम् आसीत् आर्डर् कृतम् आसीत् तत्र बहुसमीचीनतया ते आनीय दत्तवन्तः तेषां व्यवहारोपि बहुसमीचीनः आसीत् इदं यन्त्रम् अपि बहु सम्यगेव कार्यं करोति सम्यक् वायुः आगच्छति शीतवायुः सम्यगेव रात्रौ बहु सम्यगेव निद्रा अपि आगच्छति